लेखनस्य औत्सुक्यं कथं परिहरसि संशयं वा कथं परिहरसि इत्यंशः तत्र केचिदंशाः स्फुरिताः अहं क्रियिटिव् लै रैटिङ्ग् अथवा रिसर्च् लैट् रैटिङ्ग् अकेडेमिक् रैटिङ्ग् एतादृशमुद्दिश्य कथयामि तत्र संशोधन प्रबन्धलेखनकाले एवं पद्यनिर्माणं काव्यनिर्माणं कथानिर्माणं दण्डकनिर्माणम् एवं बहुधा क्रियेटिव् रैटिङ्ग् सर्जनात्मकलेखनानि क्रियन्ते तादृशेषु स्थलेषु मनसि काचन कल्पना भवति सा प् वयं लिखेम चेदेव किमपि सर्जनं कुर्यामः चेदेव आन्तं नयेम चेदेव तत्र तस्य नाम तस्याः तस्य क्षणस्य सम्पूर्णं भवितुम् अर्हति तत्र कदाचित् कुत्रचित् काचित् कल्पना अथवा कश्चित् विषयः मनसि आगतः तस्य विषये आप् अहं पूरयितुं शक्नोमि वा इत्यादि संशयाः उदीरन् तत्काले तस्य लेखनं लेखनेन पुनः अध्ययनानि वर्धन्ते संशोधनसन्दर्भेषु अतः लेखनेनैव सहभागः शमितो भवति अतस्तावत् लेखनेन औत्सुक्यम् अथवा यत्किमपि भवति तस्य सम्पूर्तिः परिहारो वा शक्यते अतः लेखकैः किं कर्तव्यम् इत्युक्ते इदमेव अत्यन्तं स्पष्टतया वक्तुं शक्यते या काचित् कल्पना अथवा यत्किञ्चित् चिन्तनं भवति चेत् तस्य लेखनाय प्रवर्तनीयम् तदा एव तैः लेखकैः कल्पनायाः पूर्णतां नेतुं शक्यते इति अनन्तरम् लेखनं मम लेखनम् उत्तमम् इति न भासते किं कदापि अवश्यम् अहं जानामि क्वचित् अनूदितस्य वा अथवा स्वस्य लेखनस्य वा प्रौढिमा प्रौढता कदाचित् स्यात् अथवा कदाचित् अनुवादेषु विगुणाः स्युः एतादृशं कदाचित् भवितुम् अर्हति तादृशमहं परिष्कर्तुमपि प्रयत्नान् करोमि परन्तु प्रत्यहं भाषाभ्यासे अथवा व्याकरणाभ्यासे इति कारणतः किञ्चित् उत्तमतया लेखितुं स्रष्टुं प्रयत्नः क्रियते मम ले तव लेखनं कः समर्थयति समर्थयते इति प्रश्नः आहत्य व्युत्पन्नाः तत् क्षेत्रे ये कुशलास्सन्ति ते समर्थयन्ते चेत् अत्र उत्तमम् अतः व्युत्पन्नाः कुशलाः अत्र अस्मिन्नर्थे अत्र लेखकः विषयदृष्ट्या पुनः भाषादृष्ट्या ये व्युत्पन्नाः भवन्ति तादृशाःसमर्थयन्ते चेदुत्तमं तादृशान् विदुषाः पृष्ट्वा अहम् अभिप्रायान् स्वीकरोमि केनापि कयापि प्रतिक्रियां स्वीकरोषि किम् आम् आत्मीय मित्राणि सन्ति तानि पृष्ट्वा परिष्कारान् पुनः प्रतिक्रियाश्च वयं प्राप्नुमः प्रतिक्रियाश्च वयं प्राप्नुमः तद्वारा लेखनस्य परिष्कारः अपि भवति आहत्य द्वित्रवारं परिष्कृतमेव लेखनम् अन्ते प्रसारयिष्यते